यदा कागदे लिखामि तस्मिन् समये प्रथमे अहम् ओम् इति उच्चारणं कृत्वा तत्रैव कागदस्य अग्रपृष्ठे ओम् इति लिखामि ओं लिखित्वा तत्र मम यत् लिखामि तस्य लेखनस्य कापि समस्या न भवेत् इति विषये प्रथमम् अहं मङ्गलाचरणं लिखामि मङ्गलाचरणं लिखित्वा तत्र सर्वेषां कृते आशीर्वादान् नीत्वा अहं लेखनप्रणालिम् आरम्भं करोमि प्रथममहं क्राफ़् कागदस्य मध्ये लिखामि तल्लिखित्वा तत्र समीचीनम् अस्ति न वा इति विषये अहं मम ज्येष्ठाम् अग्रजां शिक्षकानां कृते अहं तद्दर्शयामि तद् दर्शयित्वा अहं तत्र किं समीचीनमस्ति वा समीचीनं नास्ति इति मूल्याङ्कनं कृत्वा तत्र टैपिङ्ग् करामि टैपिङ्ग् कृत्वा तत्र अहं विद्यालयं विद्यालयं तत् दर्शयामि दृश्यं तत् अपि समीचीनं यदा अभवत् तदा समये अहं तत् पुस्तकं प्रिण्ट् निमित्तं ददामि तत्र दत्त्वा छात्राणां कृते अहं किञ्चित् किञ्चित् प्रकाशयितुम् एकम् एकं पुस्तकं वा शतं लिखामि अहं तद्विषयं किञ्चित् अहं ददामि तत्र इति अत्र जनानां समये अहं टङ्कनं करोमि टङ्कनसमये एकं नाट् कृत्वा तासां पेपर् मध्ये अहं स्थापयितुमिच्छामि तत् स्थापित्वा सर्वेषां जनानाम् अपि जानन्ति चे अहं किञ्चित् काव्यविषये वा साहित्यविषये वा किञ्चित् ज्ञानार्थं जनानां ज्ञानार्थं किञ्चित् लिखामि अतः प्रकाशनम् इच्छामि